मम समुदाये मुख्यतया मार्गस्य निर्माणं समीचीनतया कर्तव्यं यदि मार्गं समीचीनं वर्तते तर्हि ते निरर्गलत्वेन गन्तुं शक्नुवन्ति पुनश्च अपघातादिकाः न्यूनाः भवन्ति यदि मार्गमेव समीचीनं नास्ति तर्हि गन्तुमपि तेषां क्लेशः पुनश्च अपघातादिकानां सम्भवः वर्तते ते यदि निशायां गच्छन्ति तदानीमपि तेषां क्लेशः एव अतः आदौ मार्गः सम्यक् करणीयः पुनश्च ग्रामीणजनानां कृते इतोपि बस्यानानि वर्धनीयानि वर्तन्ते यदि एकं वा द्वयं वा बस्यानं वर्तते तर्हि तेषां गन्तुं क्लेशः यदि ते प्रातः गच्छन्ति पुनः तेषाम् आगमनं सायं भवति अतः मध्ये प्रातः इतोपि एकं वा मध्याह्ने एकं वा इति इतोपि द्वित्रि वा बस्यानानि यदि नियोजयिष्यन्ते तर्हि तेषामपि आनुकूल्यमेव अतः यदि ग्रामीणजनानाम् उन्नतिः भवेत् तर्हि तेषां कृते येपि सौकर्याणि दातव्यानि अतः तेषां कृते इतोपि मार्गव्यवस्था समीचीनं कृत्वा बस्यानादिकं स्थापयित्वा यदि वयम् कुर्मः तर्हि तेषामपि आनुकूल्यं भवति ते अपि स् समीचीनतया भवन्ति पुनश्च तेषामपि उत्तममेव